अहं प्रतिनित्यं योगः योगाभ्यासं करोमि तत्र तावत् प्रथमम् उष्णव्यायामः सूर्यनमस्काराः अनन्तरं कानिचन आसनानि अन्ते च प्राणायामाः मया क्रियन्ते

रोगाश्च नैव भवन्ति अतः अहं स्वजीवने रोगरहितः सम्यक् पालनं भवति अनन्तरं दैनन्दिनजीवने प्राणायामाभ्यासेन अहं रोगरहितः अनन्तरं स्वस्थश्च भवामि करोना साङ्क्रामिककाले तावत् सर्वैः

प्राणायामाः योगाभ्यासः च क्रियते स्म ततः आरभ्य अद्य अपि अहं स्वजीवने योगाभ्यासं प्राणायामं च करोमि तेन तावत् नासिकास्थरोगाः अनन्तरं वा मलिनवायुना उत्पाद्यमानाः रोगाः मलिनं मालिन्येन उत्पाद्यमानाः रोगाश्च मयि तावत् स्थिरं न तिष्ठन्ति गृहे च स्वच्छता सुभगता पाल्यते इत्यतः दैनन्दिनजीवने तावत् रोगाः न उपलभ्यन्ते दैनन्दिनजीवने शारीरिक मानसिकं स्वास्थ्यम् अनन्तरं शान्तिं च प्राप्य अहं जीवने सुखी अनन्तरं विद्याभ्यासे निरन्तरतां च रक्षामि